पुस्तकं किमत्र अस्ति पुस्तकं किमपि अस्ति अहं तेर्ड् रोमे अस्ति तृतीया रोमे अस्ति हा अत्र पुस्तकं नास्ति अत्र साहित्यपुस्तकं नास्ति अत्र नास्ति काव्यपुस्तकम् काव्यप्रकाशः अहं पुस्तकम् आवश्यकं किं करणीयम् धन्यवादः अस्तु